नमोनमः किं भवती श्रुतिः वदति अस्तु विवाहस्य सज्जता कथं प्रचलति धन्यवादः मया चिन्तनं कृतं यत् विवाहे स्वर्ण्वर्णस्य पुष्पाणि समीचीनानि भविष्यन्ति अस्मिन् विषये भवती किं चिन्तयति अस्तु उत्तमं भोजने कानि कानि व्यञ्जनानि सन्ति अस्तु उत्तमं अहं प्रसन्नचित्ता अस्मि अस्तु भवत्यः कारणाद् मम विवाहे भव्यता भविष्यति धन्यवादः भवती उत्तमरीत्या कार्यं करोति भविष्ये यदा पुनः भवत्याः आवश्यकता भविष्यति चेत् अहं पुनः भवत्याः सह वार्तां करिष्यामि धन्यवादः